भारतस्य मुख्यानि तीर्थक्षेत्राणि काशि मथुरा अयोध्या हरिद्वार् द्वारिका इत्यादिमुख्यानि तीर्थक्षेत्राणि सन्ति तत्रत्यवैशिष्ट्यम् एवं वर्तते काश्यां प्राग् सति युगे दक्षप्रजापतिः यागङ्कृतवान् आसीत् अतः तत्र सतिदेवी आगत्य स्वदेहस्य प्राणाहुतिं दत्तवती अतः तत्रत्यः प्रम् प्रामुख्यं तत्र तत्रैव वर्तते अयोध्यायां रामस्य जन्मस्थानं रामस्य भूमिः अयोध्या इति उच्यते तत्र रामः जन्म प्राप्तवान् मथुरायां कृष्णः जन्म प्राप्तवान् तत्रत्यः राजा आसीत् कंसः अतः तत्रत्यप्रामुख्यं श्रीकृष्णःइ इत्यनेन भजते इदानीं द्वारिकायां श्रीकृष्णः आगत्य स् स्वकीयं राज्यं स्थापितवान् तत्र सम्पूर्णं स्वर्णमयमासीत् अतः एवं मुख्य भारतस्य मुख्यानि तीर्थानि एवं वर्तन्ते इदानीं किं वदन्ति जनाः प्राचीनकाले या स्वर्णमयी द्वारिका आसीत् सा इदानीं समुद्रस्य अन्तः वर्तते इति किन्तु सा अस्ति न वा इति केचनजनाः वदन्ति अस्ति किन्तु केचन जनाः वदन्ति नास्ति इति इदानीं जगन्नाथ पुर्याम् उच्यते भगवतः श्रीकृष्णस्य हृदयं तत्र वर्तते तत्र वर्षे एकदा तद् हृदयं काष्ठस्य मूर्तिः भवति ततः बहिः नि निवारयन्ति अन्या प्रतिमा भवति काष्ठस्य तत्र स्थापयन्ति तदपि तत्र तत्रापि नियमः भवन्ति कथमिति चेत् तत्र चक्षुः निमीलिता भवेत् उन्मीलितश्चेत् तर्हि सः अन्धो भविष्यति अतः तत्र चक्षुशि एकं रसः रक्तवस्त्रं बन्धयन्ति तदनन्तरं तद् हाट्